हरि ओम् महोदय आ आगच्छन्तु उपविशन्तु कुशलम् वा

वदतु महोदय

का का समस्या वि विशदतया वदन्तु महोदय

आम् आम् सत्य विषयं जानामि जानामि हा ओके किमर्थं तादृशी न आसीत् सः

हा कद कदा कदा कदा अभवत् इदं

इदं इदानीं किम् कुर्व् कर्तुं इच्छ इच्छति भवान्

सम्यक् आम् आम् सत्यम्

तर्हि तर्हि तर्हि एकं कार्यं कुरु तं मम समीपे प्रेषयतु अहं संवादं करोमि अस्तु वा

हा हा हा तस्य तस्य पितरम् अहं जानामि चिन्त चिन्ता मास्तु हा अहं जानामि तम् आहूय अस्य समाधानं किम् इति पश्यामः हा पश्य पश्यामः यदा सः आगच्छन्ति तदा पश्यामः अस्तु महोदय चिन्ता मास्तु अस्तु अस्तु अस्तु अस्तु